मया आन्लैन्माध्यमेन दूरवाणी स्वीकृतासीत् एषा दूरवाणी बहुसम्यक् रूपेण प्रचलति यतोहि एतस्य पूर्वं नाम वर्तते रियल्मी इति इत्यस्मिन् इत्यस्यां दूरवाण्यां केमरा बहुसम्यक् रूपेण प्रचलति यतोहि तस्य माध्यमेन यच्चित्रं स्वीकृतम् अस्माभिः तत् चित्रं बहुसम्यक् प्रतिभाति इत्यस्मि इत्यस्यां रेम् अपि बहु सम्यक् वर्तते बेटरी ऊर्जा बहु प्रचलति स्टोरेज् अपि पर्याप्तं वर्तते एवम् एतस्य वर्णः यद् वर्तते तत् मह्यं बहु रोचते पूर्वं यद् अस्माकं पार्श्वे आसीत् सः बहु भ्रष्टा जातासीत् नष्टा जातासीत् तदर्थम् अस्माभिः आन्लैन्माध्यमेन एषा दूरवाणी स्वीकृता इति अस्मा अस्मभ्यं बहु रोचते